नूतनानां रोगाणां निदानं चिकित्साविषये च प्राचीनचिकित्सापद्धतीनां क्रमः कः इति प्रश्नः नूतन रो रोगाणां निदानं प्राचीन चिकित्सापद्धतिः अर्थात् अस्माकम् आयुर्वेदचिकित्सापद्धतिः प्राचीन चिकित्सापद्धतिः वर्तते प्राचीनचिकित्सापद्धतीनां क्रमः इत्यर्थे रोगीपरीक्षा अस्ति रोगि नाम रोगिपरीक्षा रोगिनि रोगनिदानम् इति विषयम् अधिकृत्य रोगपरीक्षा प्रचलिष्यते नूतनरोगाणां विषये प्राचीनचिकित्सा अस्माकम् आयुर्वेदचिकित्सा पद्धतिः पद्धत्या रोगाः नूतन रोगाणां विषये समर्थाः भवन्ति इति वक्तुं शक्यते कथमिति आयुर्वेदशास्त्रे द्विविध चिकित्सापद्धतिः तत् वातदोषः दोषाणां दोषस्य परि परीक्षानन्तरं कः दोषाः त्रिदोषाः सन्ति वातपित्तकफ इति कः दोषः इति विषयं दोषं मत्वा दोषस्य उपरि मम चिकित्सा दीयते तदनन्तरं द्विविधपरीक्षा लङ्घन तथा ब्रह्मण इति सन्तर्पण अपतर्पण इति विषये चिकित्सापद्धतिः आयुर्वेदे तत् प्राचीनचिकित्सापद्धत्यां वर्णितम् नूतन रोगाणां विषये अपि ये ये चिकित्सापद्धतिः समर्थाः रोगाणां शमनं कर्तुं शो शोधनं शमनम् इति चिकित्सा अस्माकम् आयुर्वेदचिकित्सा चिकित्सायां शोधनं शमनमिति शमनम् इत्यत्र विशमान् दोषान् समीकरोति इति श् शमनं शोधनम् इत्यत्र दोषान् विसर्जनं करोति उच्चाटनं करोति दोषाणाम् उच्चाटनं देहे देहात् उच्चाटं करोति तत् शोधनं शमनम् इत्यत्र विशमान्दोषन् समीकरोति इति शमनम् एवञ्च नूतनरोगाणां विषये आयुर्वेदचिकित्सा प्राचीनचिकित्सा समर्थाः इति वक्तुं शक्यते इति